अहं गीतं गातुं बहु इच्छामि परन्तु अहं सङ्गीतं न अभ्यासं कृतवती मम इच्छा मम मनसि एव अस्ति अतः मम पुत्र्यौ बाल्यकालतः अहं सङ्गीत शिक्षणं अहं करिष्यामि ते सङ्गीतकक्षाः गच्छन्ति बहु सम्यक् सङ्गीतं अभ्यासं कृतवत्यः ते इण्डियन् ऐडियल् मध्ये अपि अवकाशः आगच्छति आगच्छति ते सेकेण्ड् रौण्ड् गच्छन्ति अनन्तरं सेलेक्ट् न कृतवन्तः ते